हलो ओ श्रूयते वा भवतः एवमेव भवतः ट्रावेल् एजेन्सि अस्ति खलु एवम् अहं किञ्चित् अहं किञ्चित् विदेशप्रयाणं कर्तुम् इच्छामि भवतः तत्र किमपि किञ्चित् प्लान् अथवा तादृशं सर्वं भवति खलु तत् किमपि अस्ति वा तर्हि तर्हि आवयोः संवादः एव समाप्तः राष्ट्रान्तरे अस्ति वा राष्ट्रान्तरमित्युक्तवान् अन्यत् राष्ट्रं खलु एवं वा अस्तु अस्तु तर्हि इदानीम् अस्माभिः अस्माकं योजना एव परिवर्तनीया यतः भवतः एतत् एजन्सि सम्यगस्ति इति अस्माभिः श्रुतं भवतः इदानीं तर्हि कुत्र कुत्र भारतेव कुत्र कुत्र भवता इदानीं जनाः नीयन्ते

अस्तु अस्तु तदवगतम् अग्रे अग्रे अन्यत् किमस्ति इत्युक्तौ उत्तरभारतं तत्र कुत्रापि एवम् अहम् एवं यथा भवता उक्तं सा परिसर परिसरसौन्दर्यमहम् इतोऽपि द्रष्टुमिच्छामि तथा कुत्रापि भवता महोदय तत् मया दृष्टम् अस्ति अन्यत् किञ्चित् वदतु कर्नाटकात् बहिः वदतु महोदय इत्युक्त्वा इदानीं पश्यतु अस्सामणिपूरं तत्र सर्वाः प्रदेशाः बहु समीचीनाः सन्ति इति मया भावचित्राणि दृष्टानि तत्र तद्विषये किं किञ्चित् प्याकेज् तथा किमपि अस्ति वा भवतः एवं वा महोदय इदानीम् अस्माभिस्तु समीचीनं न दृश्यते भवतः यदस्ति सम्यगस्ति इति श्रुतं परन्तु मम रेटिङ्ग् सर्वं दृष्टं तत्र तु सम्यगस्ति इत्येव तत्र दर्शितम् अतः अस्माभिः भवतः सम्पर्कः कृतः नामान्तरम् नास्ति भवतः यस् एन् ट्रावेल्स् इति अस्ति खलु नास्ति महोदय इदं तु जालं वेब्सैट्मध्येव अस्माकं कृते एषा सङ्ख्या अन्तर्जालः एषा सङ्ख्या दर्शिता तत्र कापि समस्या न परन्तु ह भवतु इत्युक्तौ यत्र भवन्तः भवान् नय नयति तत्र सम्यक् सर्वम् अस्तु महोदय अस्तु अन्यत्र कुत्र प्रयत्नं करिष्यामि धन्यवादः अस्तु अस्तु पर्याप्तं हा